अहं भवत्याः संस्थायाः व्यजनम् आन्लैन् माध्यमेन क्रीतवती तत्र तु का समस्या यदा तद् आगतं तत्र पेटिकायां तु सुन्दरतया आसीत् सम्यकतया आसीत् वयं तत् स्थापितवन्तः अपि विद्युज्जनेन आगत्य आगत्य तत् सम्यकतया स्थापितं प्रथमे यदा आरम्भः अभवत् तदा सम्यकतया अचलत् किन्तु दिनद्वयात् अनन्तरमेव तत्र कश्चन शब्दः श्रूयते पुनः सः विद्युज्जनः आगत्य पुनः पुनः पश्यति सा वदति बहिर्तः कापि समस्या नास्ति अन्ते एव व्यजनस्य समस्या वर्तते सः शब्दः तु अधुना अधिकमानः अस्ति अनन्तरं यदा कदापि वयं गतिरपि अधिकं कुर्मः शब्दः अपि अधिकः भवति अनन्तरं तेन कारणेन अहं कदाचित् भीतिमपि अनुभवामि तथा च तथा भासते एतद् पतति वा इति अपि भासते मम अनुभवः तु सम्यक् एतेन कारणेन अपि नास्ति यतो हि अहं परह्यः अस्मिन् विषये आहूय संस्थायां पृष्टवती ते जनाः तु एकवारं भवत्याः गृहं तद् संस्थापितं तदनन्तरं वयं किमपि न कर्तुं शक्नुमः एतादृशम् उक्तवन्तः किञ्चिदपि अस्मिन् विषये सहायं कर्तुं न उत्सुकः आसन् तेन कारणेन मम अनुभव तु सम्यक् नास्ति कृपया एतस्य परिवर्तनं कुर्वन्तु अनन्तरं पुनः ग्राहकैः कैः विषये सम्यक् चिन्तनं भवतु इति अहम् आशासे